अहम् एतावत्तु कानिचन दक्षिणभारतीयानि कानिचन उत्तरभारतीयानि कानिचन पाश्चात्यखाद्यानि पक्ववती मम इच्छा तु एका एव यतो हि सर्वे अपि स्वादु भवन्ति अहं चिन्तयामि यत् उत्तरभारतीयानां पाकेषु मसाला किञ्चित् अधिकं भवति इति मया पक्वाः उत्तरभारतीयाः पाकाः एवं वर्तन्ते पन्नीर्बटर्मसाला आलुपराठा गोबीमसाला मिक्स्ड्वेजीटेबल्मसाला काश्मीरीपुलाव् वेज्कडाय् पानीपूरी खण्डपोहा एवं मया पक्वाः दक्षिणभारतीयाः पाकाः इड्लि दोस्सा मिन्तिमज्जीरा वाङ्गीबात् पुलीयोगरे रव्वादोसा इत्यादिकं सन्ति इतराणि खाद्यानि पाश्चात्यानि मया पक्वानि र्गर् पीज़्ज़ा चैनिज्खाद्यानि तु गोबीमञ्चुरिया पन्नीर्चिल्लि वेज्नूडल्स् इत्यादिकं मया पक्वानि